हा दूरवाणी कृता आसीत् भवति हा सत्यं ड्रैविङ्ग् लैसेन्सेच् श्रीपतिः इति ते तीर्थहल्लितः वदतु बस्ट्याण्ड् पार्श्वेव अस्ति श्रीपति ड्रैविङ्ग् लैसेन्स् इत्येव नाम अस्ति आ पुनः वयं कार् पुनश्च बैक् अनयोः लैसेन्स् अपि कारयामः पुनः कथं चालनीयम् इति वयं पाठयामः आ भवति उत्सुका उ भवति यदि आगन्तुं शक्नोति चेदपि आगन्तुं शक्नोति

प्रायः वन् फ़िफ़्टि भवति पञ्चाशत् अधिक एकशतं एकं केवलं द्विचक्रिकायाः एव पुनः भवती कार् अपि चालयितुं जानति चेत् पुनः तस्य ओन् फ़िफ़्टि एक्स्ट्रा हा अहम् एवं सूचयामि मम उपयोगाः उपयोगाय कल्पते यथा भवति द्वयमपि कारयित्वा स्थापयति चेत् बहु सम्यक् भवति एकस्मिन् एकवारं मया द्वयमपि जायते एवं लैसेन्स् अपि एकस्मिन् कार्ड् मध्ये द्वयमपि आगच्छति पुनः पृथक् पृथक् नास्ति इदानीं भवति इदानीं गत्वा बैक्यानस्य कारयति पुनः तत् एकं लैसेन्स् भवति पुनः कार्यानस्य गच्छति पुनः तदेकं भवति अन्यत् अन्यत् तद् द्वयं भवति अतः भवति क्लेशः मास्तु द्वयमपि इदानीम् आगत्य द्वयमपि भवति अवगच्छतु ततः परं ड्रैविङ्ग् लैसेन्स् आगच्छति एकमेव आगच्छति पुनः तत् क्रमः एवम् अस्ति भवती इदानीं तीर्थहल्लि शिवमोग्गा गन्तव्यं भवति इदानीं दशदिनानि यावत् वयं तीर्थहल्लि नगरेव पाठयामः भवत्याः कृते आ भवति प्रातः आगच्छतु सार्धषड् वादनात् परं पुनः अष्टवादनात् पूर्वं यतोऽहि भवत्याः अपि कर्याणि स्युः अष्टवादनात् परं हा एवम् एवं प्रातः पुनश्च सायञ्च अस्माकमपि एतद् छात्राः भवन्ति खलु आगच्छन्ति छात्राः रात्रौ अपि आगच्छन्ति प्रातः अपि आगच्छन्ति बवः बहवः सन्ति अतः भवती अपि आगच्छतु चिन्ता नास्ति वयं पञ्चनिमिषं परं अर्धघण्टा यावत् ड्रैविङ्ग् भवति कथं करणीयम् इति वयं पाठयामः प्रतिदिनं दशदा दशदिनानि यावत् अपेक्षन्ते अलं ततः परं परं भवति स्वयमपि चालयितुं शक्नोति पुनः मासद्वयानन्तरं किं भवति क्रमः एवम् अस्ति यदि भवति जानाति दशदिनानि जायन्ते इति भवति चिन्तयतु ततःपरं शिमोग्गानगरं प्रति गन्तव्यं भवति यत् यतोऽहि तत्रैव गत्वा एकवारं तत्र विद्यमान आर्टियो आफ़ीस् भवति आफ़ीसर्स् भवन्ति तत्र गत्वा तेषाम् एवम् एवं परीक्षा भवति लेखनपरीक्षा अपि भवति पुनश्च एतदपि भवति ग्रेड् क्रीडाङ्गणे अपि चालनीयं भवति यानं हा तदानीं ते हा अङ्गीकृत्वा हा अस्तु एषः एषा सम्यक् जानाति इत्यादि तस्याः कृते लैसेन्स् वयं दातुं शक्नुमः इति विचिन्त्य ते यच्छन्ति हा एवम् अतः प्रायः अस्य धनमेवं भवति पञ्चसहस्राणि उभयस्यापि कार्यानस्य पुनश्च बैक्यानस्य उभय उभयस्यापि एवं वदतु हा मिलित्वा पञ्चसहस्रं पुनः द्विवारं गन्तव्यं भवति तीर्थळ्ळि नगरतः शिमोग्गा नगरं प्रति आ ततः परं दिनद्वये अथवा दिनत्रयेवा भवत्याः एतद् आगच्छति अस्तु अस्तु भवति श्वः एकवारं दूरवाणीं करोतु तत् वयं कुर्मः अस्तु अस्तु निश्चयेन पुनर्मिलामः अस्तु जै श्रीराम् आम्